सीवनं मम बहु रुच्यते मया बहवः वेषाः कृताः मम कृते एदत् एकम् उत्तमम् आयस्य स्रोतः अस्ति सीवनसमये शरीरवेदना भवति स्म तस्माद् कारणात् पश्चात् अस्मद् अस्मात् प्राप्तेन आयेन अहं तदर्थं मोटोरं कृतवान् इदानीं तादृशः समस्या नास्ति न केवलम् अधुना पूर्वापेक्षयाः बहु द्रुततरवेगेन सीवितुं शक्नोमि अतः अहं बहु सन्तोषवती भवति अहं वस्त्रं मा निर्माणे अनेकानि नूतनकार्याणि कृतवती अधुना